जनाः जनाः तान्त्रिकं कष्टम् उपयोगं कर्तुं कष्टम् अनुभवन्ति एव तेषां के केचन केचन जनेषु कथम् उपयोगं कथम् उपयोगं करणीयम् इति कथम् उपयोगं करणीयम् इति ज्ञातुं न जानन्ति तेषां कृते वयं जनान् स्वस्य टेक् इत्यस्य उपयोगः कथं कर्तव्यः इति शिक्षितुम् एकः उत्तमः उपायः अस्ति

तेभ्यः कथं कर्तव्यम् इति दर्शयित्वा किमर्थं कथं च कार्यं करोति इति व्याख्यातुं शक्यते स्पष्टं स सरलं च भाषां प्रयोजयन्तु तथा च तान्त्रिकपदान् संक्षिप्तनामान् वा परिहरन्तु ये ते न अवगच्छन्ति जटीलि जटीलकार्यं लघुपदेषु विभज्य आवश्यकता अनुसारम् लघुपदेषु विभज्य अव आवश्यकतायाः अनुसारं पुनः पुनःस् कुर्वन्तु एते उपायाः जनानां कृते कर्तुं शक्यन्ते